मम प्रिय अभिनेता वर्तते डाक्टर् राज्कुमार् महोदयः सः अभिनयं न करोत्येव साक्षात् अनुभवति तं अयमेव करोति इति भाति तदर्थं तस्य यथार्थ अभिनयार्थं सः मम इष्टतमो वर्तते तस्य चलच्चित्राणि बहूनि सन्ति तथापि मम तस्य भक्तप्रह्लादस्य हिरण्यकशिपोः पात्रम् अधिकं रोचते एवं च कविरत्नकालिदासे तस्य काळिदासस्य पात्रं कृतमासीत् तदपि मम बहु मोदकरं वर्तते तत्र सः संस्कृतश्लोकान् सुललितया गानं कृतवानिति बहु विशेषो अंशः तदपि मम सन्तोषजनकं तस्मात् सः मम इष्टतमः अभिनेता वर्तते